अस्माकं प्रदेशः वर्तते हावेरिमण्डलं तत्र प्रसिद्धं खाद्यं वर्तते रोटिका तेन तस्य सज्जीकर्तुं जोळस्य चूर्णमपेक्षितं तत्र जोळस्य चूर्णं स्वीकृत्य तत्र किञ्चित् जलं योजयित्वा तदुत्तरं रोटिकां सज्जीकुर्वन्ति पश्चात् तस्य उष्णीकरणेन रोटिका सज्जीकरणं भवति एतेन अस्माकं प्रदेशस्य संस्कृतिः इतिहासः अपि प्रतिबिम्बितः वर्तते कथम् इति चेत् पूर्वम् अस्माकं पूर्वजानाम् अपि कार्यम् इदमेव आसीत् अस्माकं प्रदेशस्य इतिहासः अपि तत्र वर्तते अस्माकं पूर्वजाः रोटिकामेव कुर्वन्तः आसन् अपि च सर्वत्रापि तस्य प्रचारः जातः तेन सह ये च बाह्यतः आगच्छन्ति स्म तेषां कृते सर्वेषा तेषां सर्वेषां कृते रोटिप्रदानकार्यक्रमः तत्र भवति स्म अपि च तत्र यदि उत्तमं भोजनं खादितुम् इच्छन्ति जनाः तर्हि खानावळि इति कश्चन भोजनमन्दिरं भवति तत्र गच्छन्ति तत्र समीचीनतया भोजनं कृ भोजनं सर्वेषां कृते प्राप्यते एव एवं खानावळिति कश्चन प्रदेशः तत्र उत्तमस्य भोजनप्राप्तये जनाः गच्छन्ति